मम नाम कुमारः अहं बैक् यानेन विशिष्य भारतदेशे आन्ध्रप्रदेशे तिरुपतिनगरपरितः विद्यमानाः उत्तमप्रदेशाः ये वर्तन्ते तेषां प्रवासादिकं ब बैक् यानेन मया कृतम् आसीत् तत्र विशिष्य तिरुपतिनगरं परितः पर्वताः वर्तन्ते एवम् अरण्यप्रदेशाः अपि वर्तन्ते मध्ये मार्गः भवति नाम स च मार्गः नाम पार्श्वे अरण्यः एवम् एकस्मिन् को पार्श्वे पर्वतप्रदेशः मध्ये सामान्यः लघुमार्गः एतस्मिन् मार्गे यदा गम्यते तदानीं प्रकृतेः आस्वादनं बहुसम्यक्तया कर्तुं शक्यते एवमेव तिरुपतितः बेङ्गलूर् नगरं प्रति गमनसन्दर्भे विशालः मार्गः वर्तते राजमार्गः अत्यन्तं मनोहरः स च मार्गः वर्तते यतोहि तत्र गमनसमये नाम परितः विद्यमानप्रदेशः अत्यन्तं सस्यक्षेत्राणि वर्तन्ते अरण्यप्रदेशाः वर्तन्ते पर्वताः वर्तन्ते एवं मार्गोऽपि अत्यन्तः सुन्दरः वर्तते एतत् सर्वं बहुसम्यक्तया तत्र दृश्यते अतः एवं रीत्या मया बैक्यानेन बहूनां प्रदेशानां तत्र अटनम् एवं गत्वा तत्र दर्शनम् अपि कृतमासीत् अनन्तरं मम तु इच्छा वर्तते किम् इति चेत् जम्मूकाश्मीर् लद्दाक् मध्ये यः मार्गः भवति विशेषः तस्मिन् मार्गे बैक्यानेन गन्तव्यम् इति तत्र तु बहुसुन्दरं भवति यतोहि परितः प्रदेशः बहु अत्यन्तसुन्दररीत्या भवन्ति एवं पर्वतप्रदेशाः वर्तन्ते अनन्तरं मध्ये तत्र किमस्ति हिमपर्वतरूपेण तत्र दर्शने मध्ये सुगन्धवृक्षाः एतत् सर्वं जम्मूकाश्मीर् परिसरप्रदेशेषु प्राप्यन्ते अतः मम यदि अवकाशः भवति तर्हि तत्र अहं गन्तुमिच्छामि धन्यवादः